पुस्तकं पठनम् एतत्तु बहु आनन्ददायी विषयः अस्ति अतः अहं पुस्तकं पठितुं सामान्यतः होरा द्विहोरा त्रिहोरा पर्यन्तं पठि पठनं कर्तुं शक्नोमि किन्तु यत् पुस्तकमहं पठामि तस्य विषयः का एतत्तु महत्त्वपूर्णम् अस्ति यदि विषयः बहु गहना अस्ति तर्हि तस्य कृते चिन्तनस्य कृते अपि समयः व्या व्यापनं समयव्यापनं भविष्यति अतः तत्र किञ्चित् समयः न न्यूनः अपि शक्यते किन्तु पठनं म मम प्रति बहु आनन्दस्य विषयः अस्ति मासिकं वा साप्ताहिकं वा एतत् पठनं म मम मह्यं न रोचते अहं तस्य पठनं न करोमि केवलं ये धार्मिकपुस्तकानि सन्ति वा या ज्ञानेश्वरी वदतु वा मा गाथा वदतु वा धार्मिकं वदतु ये वा तु ये सामाजिकविषयाः अस्ति तदपि मह्यं रोचते तस्य पठनमहं करोमि अहं तस्य पठने आनन्दमपि अनुभवामि